द्वादशदिनाङ्कः मे मासः एकोनाशीत्युत्तरनवदशशततमः वर्षः विंशतिदिनाङ्कः नवम्बर् मासः द्व्यशीत्यधिकनवदशशततमः वर्षः सप्तमः दिन सप्तमदिनाङ्कः नवम्बर् मासः त्रिनवत्युत्तरनवदश नवदशशततमः वर्षः षण्णवत्युत्तरशततमः वर्षः पञ्चमदिनाङ्कः जुलै मासः त्रयोविंशतिदिनाङ्कः एप्रेल् मासः अष्टाधिकद्विसहस्रतमः वर्षः